अहम् आज्ञां कृतवान् बहु समयात् परमपि नागतं किमर्थं नानितवान् किं अभूत् मत्कृते अपेक्षितमासीत् शीघ्रातिशीघ्रं तद् आहारम् भवतां कृते तद् दातुम् अशक्यं भवति चेत् वक्तव्यं किमर्थं सामन्यजनानां मध्ये एवं प्रहारः कुर्वन्ति भवन्तः अन्यच्च अहं श्रु शृतवान् अस्मि भवतां आहरस्थाने रेस्टोरेंट् मध्ये एवमेव विलम्बः भवति इति तदनन्तरं ज्ञातम् पूर्वमेव जानि जानि जानि जानीयात् अहम् निश्चयेन भवतां कृते आज्ञां ओर्डर् न कृ करोति स्म किं भोः भवतां कृते आसाध्यं चेत् वक्तव्यं पूर्वमेव सामान्यजनानां मध्ये एतादृश उपद्रवः न कर्तव्यः खलु अन्यच्च तत्तु अस्माकम् अपेक्षा अस्ति तदर्थम् अस्माभिः आज्ञां प्रदत्तं अस्ति एतावत् इतः परं मा कुर्वन्तु समस्या सर्वत्र सर्वदा भवत्येव तद् वक् न वक्तव्यं व्यवहारः चेत् तत्र समस्यां न वक्तव्यम् भवतां तत् कर्तव्यं खलु इतः परं समस्यां मा वदन्तु पूर्वमेव समयात् पूर्वमेव प्रदत् प्रदातव्यं भवति अनेन सामजजनाः अपि तुष्यन्ति जाग्रीयात् नमस्काराः